मम नाम आम् अहं शालां गच्छन्न अस्मि

भवतु भवतु किमर्थम् हलोट् अस्ति हलोट् अस्ति उपरि एव अस्ति अ

हा अस्ति अस्ति अस्ति अस्तु हा अस्तु हा पश्यामि दर्शयामि दर्शयामि अस्ति किन्तु अस्ति किन्तु गृहे विस्मृतम् अधुना अत्र न आनीतं गृहे अस्ति मोबैल् मध्ये अस्ति दर्शयामि चलति वा ह सत्यं फ़ोटो अस्ति फ़ोटो अस्ति मोबैल् मध्ये करोति वा हा भेदः अस्ति हा क्षम्यतां नेट् नेट् नास्ति नेट् अस्ति अतः नेट् नास्ति मोबैल् मध्ये न न न सत्यमेव वदामि भोः गृहे अस्ति अहम् न न न क्षम्यतां क्षम्यतां मम एव वाहन डि एल् अपि अस्ति तदेव तदेव तदेव किन्तु लैसेन्स् गृहे अस्ति अनन्तरं गाडि स सर्वविस् बुक् अपि अस्ति सर्वमपि अस्ति सर्वं गृहे एव अस्ति हा कृपा कृता कृता तत्तु सत्यम् हा सर्वं गृहे एव मा अस्ति क्षम्यतां सर्वमपि गृहे एव अस्ति आ तदेव गडीपाटं गाडीपाटं न वदामि पठ्यपुस्तकस्य विषयं वदामि